महाराष्ट्रम् उत्सवप्रधानराज्यं वर्तते अत्र लोकमान्यतिलकवर्येण आरब्धः आरब्धौ गणेशोत्सवशिवजयन्ती इति उत्सवद्वयं प्रमुखत्वं भजते तत्र गणेशोत्सवः इति महत्त्वपूर्णः उत्सवः उत्सवे अस्मिन् सर्वे जनाः गणेशविग्रहमानीय स्वस्वगृहे मण्डले च स्थापयन्ति गृहं परितः एका वा गणेशमूर्तेः प्रतिष्ठापना भवति तस्याः आवाहनं पूजा अर्चनं जनाः एव कुर्वन्ति प्रथमे दिने तावत् मिरवणुक् पुरस्सरं पारम्परिकढोलवादनेन पुरस्सरं गणपतेः आवाहनं भवति तस्य पूजनं प्रसाददानम् इत्यादिकार्याणि तत्र विद्यमानाः जनाः एव एकैकशः कुर्वन्ति अन्तिमे दिनेऽपि गणेशः गणपतिविसर्जनार्थं सर्वे मिलित्वा ढोलवादनपुरस्सरं गणपतिं निकटवर्तिजलाशये नीत्वा तस्य विसर्जनं कुर्वन्ति गण्पतिबाप्पा मोरिया पुड्चा वर्षिलौकर्या इत्यादयः घोषणाः अपि तत्काले श्रूयन्ते अयम् उत्सवः अयमुत्सवः अन्येषु अपि प्रदेशेषु आचर्यते जनाः आचरन्ति तत्र तैः अयमेव क्रमः अनुसृत्य अयम् उत्सवः पाल्यते अत्र मृदा गणेशनिर्माणं कृत्वा तस्य पूजनं कृत्वा अन्तिमे दिने तस्य विसर्जनम् इति भारतीयसंस्कृतौ विद्यमानः अयम् उत्सवः महाराष्ट्रे सर्वे आचरन्ति